पञ्चदश सितम्बर् सप्तचत्वारिंशत् उत्तर एकोनविंशतितमे अष्टदश सितम्बर पञ्चसप् सप्तति उत्तर एकोनविंशतिशततमे अष्ट जनवरी षण्णवति उत्तर एकोनविंशतिशततमे चतुर्विंशति उत्तर चतुर्विंशति जुलै एकविंशति उत्तर द्विसहस्रतमे वर्षे पञ्च् दिसम्बर त्रयोविंशति उत्तर द्विसहस्रतमे वर्षे